मम प्रदेशे राजकीयपक्षः भारतीय जनता पक्षः अथवा बि जे पी अस्ति तत्र राजकीयजनप्रतिनिधिः अस्ति नरेद्र मोदी सः बहुसमीचिनरूपेण कार्यादिकं कुर्वन्नस्ति स्वच्छताविषये एवञ्च शैक्षणिकविषये पुनश्च वैज्ञानिकविषये च अत्यन्तं समीचिनरूपेण कार्यं कुर्वन्नस्ति नरेन्द्र मोदी महोदयेन बहुसमीचिनरूपेण भारतस्य अभिवृद्धये कार्यादिकं क्रियमानम् अस्ति वैज्ञानिक विशेषतया वैज्ञानिकक्षेत्रे सामाजिकक्षेत्रे आर्थिकक्षेत्रे सर्वत्रापि तेषां योगदानं बहु वर्तते समीचीनरूपेण पक्षस्य अभिवृद्धये भाारतस्य अभिवृद्धये सर्वेषां जनानाञ्च अभिवृद्धये तेषां योगदानं बहु अस्ति विशेषतया शैक्षणिकक्षेत्रेऽपि तेषां योगदानं बहु वर्तते इति अहं तेषां कार्याणां विषये वक्तुम् इच्छामि